माध्यमेषु विज्ञापनानां विषये उपयोगाय अपि भवति कदाचित् किं भवति इत्युक्ते कश्चनः वस् काचन वस्तु भवति तस्य विज्ञापना एव न भवति विज्ञापना पृष्टे किञ्चित् व्यवहारः अपि अस्ति